मया एतावता बहूनि पुस्तकानि पठितानि सन्ति तत्र चिन्ताप्रचोदकं नाम तत्र हा बदुकलुकलीरी इति एकं पुस्तकम् अस्ति जगदात्मानन्दानां स्वामिनां तद् मया पठितं वर्तते तत्र कथं व्यक् व्यक्तिनिर्माणं कर्तुं शक्यते अनन्तरं सिचुवेशन् मेनेजमेण्ट् यद् उच्यते तद् तत्र मया अवलोकितं वर्तते सन्दर्भे सान्दर्भिकानुसारं व्यवहारः इति तत्सर्वम् अवलोक्यते तत्सर्वं तत्र लघु लघु कथारूपेण सङ्गृहीतं वर्तते तत्र तस्मिन् पुस्तके अहं पठितवानस्मि चिन्तकप्रच् चिन्तनप्रचोदकं नाम तत्र कथं चिन्तनं कर्तव्यं चिन्तना शैली का भवेत् अनन्तरं का चिन्ता चिन्ता चिन्तनम् इति उभयोः महान् व्यत्यासः वर्तते इत्यपि एका कथा दर्शिता वर्तते चिन्तनं यदस्ति तद् समीचीनं चिन्ता या वर्तते सा चिता इति तत्र तस्यां कथायां मया अवलोकितम् अस्ति तथ् तत्र तथैव वर्णितमस्ति चिन्ता तावत् चिता परिणमते चितारूपेण परिणमते चिन्ता चिता चिन्तनं इदं यद् अस्ति यद्वर्तते तद् अस्माकं बुद्धिमत्तायाः विषये वर्तते चिन्तनं तावत् बहुषु विषयेषु कर्तुं वक्तुं शक्यते उदाहरणार्थम् आहारादिषु विषयेषु वा स्वकीयविषये वा अपि च किम् अस्माकं भविष्यं किं तस्मिन् विषये चिन्तनं कर्तव्यं न तु चिन्ता कर्तव्या इति तत् प् तस्मिन् पुस्तके पठित्वा अहं ज्ञानं प्राप्तवानस्मि अपि च यत्किमपि वयं चिन्तयामः चिन्तां कुर्मः तत्र विवेकः भवतु अयं चिन्ता विषयः वा चिन्तनविषयः वा इति चिन्तनं विषये चिन्तनविषयं चेत् चिन्ता चिन्तनं कर्तव्यं चिन्ता विषयः चेत् न कर्तव्यं परित्यक्तव्यम् इति अहं तत्र विवेकं प्राप्य चिन्ता चिन्तनम् इत्युभयोः कः व्यत्यासः व्यत्यासः व्यत्ययः कः परिणामः इति परिगृहीतवान् अस्मि